विज्ञानस्य तन्त्रज्ञानस्य विषये मोहः अस्ति एव भारतदेशः कृषिप्रधानदेशः अस्ति तथैव अधुना भारतदेशः विज्ञानस्य देशः इति प्रसिद्धः पाठशालायाः अनन्तरं कदापि विज्ञानं न पठितं परं गृहे वा कार्यालये वा दैनन्दिनकार्यक्रमे अपि विज्ञानस्य उपयोगं तु सर्वे कुर्वन्ति एव अहमपि विज्ञानतन्त्रज्ञाने या या प्रगतिः प्रगतिः भवति तत्रत्यः सर्वदा दक्षः भवामि यतोहि विज्ञानतन्त्रज्ञानस्य प्रगतेः अनुसारं वयम् अपि अग्रे अग्रे गन्तुं शक्नुमः विज्ञानस्य प्रगतिः देशस्य प्रगतिः भवति तथैव सर्वेषां प्रगत्यर्थं विकासार्थं च विज्ञानस्य तन्त्रज्ञानस्य आवश्यकता अस्ति एव